वेदान्तो नाम उपनिषत्प्रमाणं वेदान्तः वेदान्दशास्त्रे त्रिविधाः सन्ति तद् अद्वैतवेदान्तः द्वैतवेदान्तः विशिष्ट अद्वैतवेदान्तः श्रीशङ्कराचार्यः मध्वाचार्यः च इत्यस्मिन् प्रसिद्धः विद्वांसः सन्ति ते श्रीशङ्कराचार्यः अद्वैतवेदान्तस्य प्रवर्तकाः सन्ति अद्वैतवेदान्ते अनेके दर्शनं दर्शनानि श्रीशङ्कराचार्येण उक्तमस्ति तद् अद्वैतवेदान्ते प्रमुखग्रन्थाः वेदान्तः वेदान्तपरिभाषा वेदान्तसंहिता इति अस्ति एतत्